तत्र एवं पृष्टं कस्यां भाषायां वार्तां पश्यसि त्वम् इति अहम् अधिकांशतया कर्नाटके अहं वसामि तस्मात् कर्नाटकभाषायामेव वार्तापत्रिकां मया दृश्यते तथापि क्वचित् आङ्ग्लभाषायां तमिल्भाषायाम् इत्यादि बाष भाषायां तु मया वार्तां दृश्यते ततः पृष्टं तव प्रदेशे संस्कृते क्वापि वाहिनी उपलभ्यते वा इति अस्माकं प्रदेशे तादृशं माध्यमः नास्ति किन्तु किञ्चित् सङ्घः संस्था तत्र वर्तते तेषां माध्यमेन संस्कृतं तत्र उपलभ्यते नाम तेषाम् आश्रयतया संस्कृते संस्कृतस्य पाठ सर्वं तत्र प्रवर्तते इत्युच्यते